अस्मिन् देशे अनेकाः रामायणकथाः उपलभ्यन्ते यः वाल्मिकीरामायणभिन्नः तद्विषये मम कः विचारः इत्युक्ते रा सर्वप्रथमं रामायणं वाल्मिकिरामायणं सर्वप्रसिद्धम् तद्भिन्नाः तुलसीदासकृतरामचरितमानसम् इति अनेकः एकः राम अनेकः एकः रामायणं तत् प्राप्यते तत्र मम विचारः अस्ति तुलसीदासकृतरामचरितमानसम् तुलसीदासेन किं कृतम् तेन दृष्टं वाल्मीकिकृतं रामायणं संस्कृते अस्तु तेन विचारः कृतः अस्माकं ये ये अन्यभारतीयजनाः सन्ति ते तैः सर्वैः संस्कृतं न जानन्ति अतः ते किं कुर्वन् ते विचारः कुर्वन् यदि म रामायणं हिन्द्यां हिन्दीभाषायां व्रजभाषायाम् अवधिभाषायां मिलित्वा आगच्छन्ति चेत् अन्ये सामान्यजनाः सन्ति तैः अपि रामायणं पठितुं शक्यते अतः वाल्मिकिरामायणाद्भिन्नाः रामायणमस्ति तुलसीदासकृतश्रीरामचरितमानसं तत्रापि सप्तमं काण्डं सप्त काण्डान्येव सन्ति तत्र चौपायिदोहा इति नाम्ना तत्र श्लोकाः दृश्यन्ते चौपायिदोहा इति नाम्ना तत्र दोहा तत्र श्लोकाः दृश्यन्ते तत्र रामचरितमानसं हिन्दिभाषायां व्रजभाषायाम् अवधिभाषायां तुलिसिदासेन कृतः तत्र मम विचारः स्पष्टं एतदेव स्पष्टं वर्तते